हरिः ओं मम नाम ज्ञापिकाकस्तूरी मया एकम् आर्डर् कृतम् आसीत् तर्हि इदानीं परि यद् अड्रेस् अस्ति तत् परिवर्तनीयः आदौ तु गान्धी चौक् इत्यस्य एड्रेस् आसीत् इदानीं भवान् कविकुलुगुरुकालिदास् संस्कृतविश्वविद्यालये आनेतुं शक्नोति चेत् सम्यक् भवति किञ्चित् एड्रेस् परिवर्तनं कृत्वा अत्र प्रेषयन्तु धन्यवादः